आमाम् एष वज्रेश् व्यायामशाला वर्तते अहम् अस्य अधीक्ष निरीक्षकः सुदर्शनः वदामि किमपेक्षते अस्तु हा किं कर्तव्यं वर्तते अत्र अस्माकं व्यायामशालायाम् भवन्तः यदि आवेदनं कुर्वन्ति तर्हि एकमासस्य वर्तते षण्मासस्य वर्तते पुनः एकवर्षस्यापि वर्तते अत्र मासत्रयस्य एकमासस्य वयं केवलं पञ्चसहस्त्रं स्वीकुर्मः षट् मासस्य विंशतिसहस्त्रम् एवमेव एकवर्षस्य एकलक्षम् किम् अपेक्षते इति वदन्तु वैयक्तिक वैयक्तिक ट्रैनर् अपि भवतां समीपे एकः भवति आम् आम् अस्तु अत्र अहं दम्पत्योः सहाधिकरः इति कपल् ट्रैनिङ्ग् अपि वय वयं दद्मः अत्र

समयः ब भवताम् इच्छा अस्माकं व्यायामशालायाः उद्घाटनं प्रातः षड्वादने एव भवति षड्वादनपर्यन्तं रात्रौ एकादशवादनपर्यन्तं भवतीत्यतः भवतां यः अनुकूलः समयः वर्तते तस्मिन्नेवसमये आयान्तु तर्हि भवतां कृते अहं पञ्चवादने एव उद्घाटनं करिष्यामि आगच्छन्तु ग्राहकाः एव मुख्याः अस्माकं कृते अतः आदौ भवन्तः इदानीं व्यायामशालां प्रति आगच्छन्तु अहं भवतां वैट् पुनः भवताम् आरोग्यस्थितिः कति कथमस्ति इत्यादिकं परिशील्य तत्सर्वमहम् अनन्तरं वदामि इदानीं हा भवतां कृते किम् अपेक्ष्यते तथा किमपि अस्ति वा हा अस्तु हा अस्तु चर्चां कुर्वन्तु हा शीघ्रं वदन्तु हा इदानीम् इदानीं दूरवाणीं कृतवान् दूरवाणीं कृतवान् अस्ति खलु भवान् अत्रैव दूरवाणीं करोतु तावदेव हा तदेव अहम् उक्तवान् खलु तत्र प्रथममस्ति मासत्रयस्य मासत्रयस्य यदि भवन्तः मेम्बंर्शिप् स्वीकुर्वन्ति तर्हिः किं भवति केवलं ष षड् सहस्रं भवति षड्सहस्रेषु भवन्तः मासत्रयं भवान् भवतः पत्नी च आगन्तुम् अर्हतः अर्ह अर्हतः यदि षण्मासस्य अपेक्ष्यते हा किम् अस्तु अस्तु अस्तु हा यदि भवन्तः कथं अत्र प्रचलति इत्यादिकं द्रष्टुम् इच्छन्ति तर्हिः पञ्च पञ्चदशदिनात्मकस्य एकं ट्रयल् पिरेड् इति दद्मः अत्र आगच्छन्तु अत्र पञ्चदशदिनपर्यन्तं भवन्तः पश्यन्तु कथं भवति व्यायामाः कथम् अपेक्ष्यन्ते इत्यादिकं भवन्तः भवन्तः परिशील्य अनन्तरमपि आगच् आगन्तुमर्हन्ति अस्तु अस्तु भवन्तः दूरवाणीं कुर्वन्तु अथवा मम व्यायामशालामागच्छन्तु